हरि ओम् संस्कृतभाषायाः योगदानस्य विषये किञ्चित् वक्तुमिच्छामि संस्कृतभाषा तु सर्वासां भाषाणां जननी इति उच्यते वयम् इदानीं पश्यामश्चेत् कन्नडभाषा भवतु आङ्ग्ल हिन्दीभाषा भवतु तमिल् तेलगु मराठी मलयालम् एतासु भाषासु संस्कृतभाषायाः बहूनि पदानि विद्यन्ते मलयालभाषायां तु अशीति प्रतिशतपदानि संस्कृतभाषायाः एव सन्ति तथैव कन्नडभाषायामपि हिन्दीभाषायामपि संस्कृतपदानि सन्ति अतः संस्कृतं विना अन्य भा भारतीयभाषा भवितुं नार्हति संस्कृतमेव सर्वेषां सर्वासां भाषाणां कृते जननी वर्तते इत्यत्र नास्ति संशयः